इदमिदानीम् अहं भवतां क्याब् स्वीकृतवती आसं शृङ्गेरीतः राजीव्गान्धी क्याम्पस् पर्यन्तं क्याब् आसीत् सा किन्तु प्रायः तत्र अहम् एकं स्यूतं विस्मृतवती अस्मि अतः तद् पुनः अपेक्ष्यते अतः पुनः भवन्तः अत्र आगन्तुं शक्नुवन्ति वा वा अहं कुत्रचित् आगच्छामि तद् स्वीकर्तुम्